अस्माकं क्षेत्रे पूगफलं कोक्को कदलीफलं नारिकेलं कृष्णमरीचिकां च आरोपयामः किन्तु इदानीम् अहं पूगफलस्य विषये एव वदामि पूगफले वृष्टिकाले कालात् आरभ्य त्रिवारं कीटनाशकस्य सीञ्च सीञ्चनं कर्तव्यम् त्रिवारं वर्षे त्रिवारं दोहदं दोहदम् अपि दातव्यम् रासायनिक दोहदं हानिकारकः भवति इति कारणतः तस्य उपयोगं वयं न कुर्मः वयं जैविकदोहदम् एव उपयुज्यामः अन्य कृषिवले एव अन्यकृषि अन्य सस्यानि एव तथैव कुर्मः